इदानींतनकाले चारणं चारणकार्ये अथवा चारणकार्यं पुरस्कर्तुं केचन सङ्घटनकार्यम् अपि कृतवन्तः सन्ति वयं चारणार्थं गच्छामः चेत् तेन सङ्घटनेन सह वार्तालापं कृत्वा तैः एव व्यवस्थां स्वीकृत्य गच्छामः एषः एकः उपायः अथवा यदि यत्र वयं चारणार्थं गच्छामः तस्य प्रदेशस्य यत्किञ्चित् ज्ञानम् अस्ति चेत् वयम् एव स्वकीयव्यवस्थां प्रकल्प्य गन्तुं शक्नुमः एवं कोल्लूरु समीपे कोडचाद्रि इति एकः पर्वतः अस्ति तत्र पर्वते कदाचित् अस्माभिः चारणकार्यं कृतम् आसीत् तस्मिन् समये वयं पञ्चदश जनाः मम मित्राणि सर्वाणि मिलित्वा चारणम् आरब्धवन्तः अस्माकं समीपे बुभुक्षा निवारणार्थं यानि आहारपदार्थानि आश्यकानि आसन् तानि सर्वाणि आसन् मध्ये कदाचित् क्लेशः भवति चेत् श्वासोछ्वासक्लेशः अथवा यत्किमपि कष्टं सञ्जायते चेदपि तन्निवारणार्थम् एकं मेडिकल् किट् वैदिकीयसौलभ्यस्य एका लघु सञ्चिका एका आसीत् तथा एव जलम् इत्यादिकम् अपि आसीत् तानि सर्वाणि स्वीकृत्य वयं चारणम् आरब्धवन्तः वस्तुतः घण्टात्रयस्य चारणम् आसीत् तथापि वयं केवलं सार्धघण्टाद्वये एव चारणं पूरितवन्तः अस्माकं कोऽपि क्लेशः न अभवत् यतः वयं सर्वे तस्मिन् समये बहु उत्सुकाः आस्म सूर्यास्तमनं द्रष्टुं मध्याह्नसमये अस्माभिः किञ्चित् पूर्वम् एव प्रस्थानं कृत्वा चारणम् आरब्धमासीत्